भारतस्य उद्ध्योगक्षेत्रम् अधुना तु अतीव समृद्धम् अस्ति एव आं तत्र काचन् समस्याः आगच्छन्ति एवं च मुख्यसमस्या अवकाशाः इति अत्र प्रश्नम् अस्ति अहं वदामि यत् अवकाशाः मुख्समस्यारूपेण न सन्ति कारणं ये कार्यकर्ताराः भवन्ति तेषां कृते अवकाशम् आवश्यकं भवति अवकाशेन ते किञ्चित् सौकर्यम् अनुभवन्ति एवं च पुनः अवकाशात् परं यदा ते कार्यं कुर्वन्ति तदा तेषां कार्येषु वर्धनं भवति